अस्माकं प्रदेशे युवसमूहस्य कृते शिक्षणव्यवस्था उद्योगव्यवस्था हेतृत्वविषये किमपि समस्या इति नास्ति सहकारः तु उत्तमसहकारः एव ददाति उत्तम अनुदानमपि ददाति देवालयतः स्कालर्शिप् मिलति प्रति देवालयतः इत्युक्ते इति एव न वदामि सर्वत्र इदानीम् एक दशदिनपूर्वम् अस्माकं देवालयतः बालानां कृते उत्तम अङ्कान् ये प्राप्तवन्तः तेषां कृते एतद् पुरस्कारकार्यक्रमः आसीत् तत् तस्य पुरस्कारेण प्रोत्साहं भवति अनन्तरं शिक्षणस्य कृते केचनजनानां कृते धन निर्धनाः सन्ति तेषां बालानां कृते धनं धनस्य सहायं करोति शिक्षणस्य कृते धनसहायं करोति उद्योगस्य लघु उद्योगानाम् उद्योगं ददाति किमपि अत्र किमपि समस्या तद् नास्ति सहकारमेव ददाति समस्या इत्युक्ते केचन जनाः तत्र समस्या इत्युक्ते किमपि न किन्तु केचन जनाः स्कालर्शिप् विषय मध्ये वञ्चना सर्वं करोति तद् तावद् न किन्तु सहकारमेव अधिकम् अस्ति अस्माकं प्रदेशे